संस्कृतभाषायाः व्याकरणस्य उच्चारणस्य वैशिष्ट्यम् किमिति पृष्टः अत्र व्याकरणे तावत् उच्चारणस्य स्थानानि इति निर्देशः कृतः वर्तते यथा अकुह विसर्जनीयानां कण्ठः नाम अकारः कु नाम कवर्गः इति हकारः अकुह विसर्जनीयानां कण्ठः एवं कण्ठे ये उच्चारणीयाः पुनः तालुस्थाने ये उच्चारणीयाः एवं मूर्ध्नि ये उच्चारणीयाः तालुकण्ठे च ये उच्चारणीयाः इति संस्कृतभाषायाम् एवमेव निर्दिष्टः कृतः वर्तते इयञ्च व्यवस्था इयञ्च व्यवस्था न अन्यत्र कुत्रापि द्रष्टुं शक्यते एवम् इचुयेशानां तालु इत्युक्तम् इकारः पुनः चवर्गः यकारः शकारः एतानि सर्वाणि एतानि सर्वाण्यपि तालुस्थाने उच्चारणीयानि एवं यदि स्व स्वकण्ठे स्व स्वस्थाने उच्चार्यते तर्हि अस्माकं भाषायाः वर्धनमपि जायते स्पष्टता अपि भवति तस्मादेव अत्र संस्कृते तावदेव अयम् इयञ्च व्यवस्था द्रष्टुं शक्यते इत्येव अस्माकं सौभाग्यं वर्तते तस्मात् संस्कृतम् अध्येतव्यं संस्कृतस्य अध्ययने सर्वदा अपि वयं निरताः भवेयुः एवं तत्र संस्कृतभाषायाः उच्चारणे नाम तस्य अध्ययनेन वा अस्माकं किं कश्चन नरमण्डलेषु कश्चन जागृतः भवति नरमण्डलोऽपि जागृतः भवति वयमपि सर्वदा जागरूकाः एव भवामः कुतः इति चेत् यदा उच्चारणं कुर्मः तर्हि तदा कश्चन प्रयासः करणीयः कश्चन स्वरः तत्र आगन्तव्यः एवं तत्र कश्चन प्रयासः करणीयः इति कारणात् वयं सर्वदा अपि जागरूकाः एव भवामः तथा च उच्चारणेन अस्माकं बुद्धिरपि वर्धनं भवति बुद्धेः वर्धनमपि भवतीति कारणात् संस्कृतं संस्कृतस्य अध्ययनं करणीयं तस्मादेव उच्यते श्लोकान् पठन्तु पुनः कश्चन ग्रन्थः भवति चेत् तस्य अध्ययनं सर्वं कुर्वन्तु इति एतस्मादेव कारणात् उच्यते यदा वयम् उच्चारणं कुर्मः तदानीं कश्चन अस्माकं किं भवति सकारात्मकः कश्चन आन सकारात्मक कश्चन परिसरः परिसरः भवति एवं महान् उपयोगः भवति